अहं जीविकायै पाठनं करोमि तथैव वैदिकं होमादिकञ्च करोमि पाठनेन मया या विद्या अर्जिता तस्याः विद्यायाः पुनः स्मरणं मम भवति तथा च अन्येषां छात्राणामपि तया विद्यया ज्ञानं वर्धते विद्यावन्तः छात्राः जीवने साफल्यं प्राप्नुवन्ति चेत् तस्मिन् महानन्दः मम भवति अतः शिक्षकरूपेण यत् अहं कार्यं कर्तुम् इष्ट्वा तामेव वृत्तिम् अचिनवम्